स्वास्थ्यसेवा सामाजिकसहकारः गौरवस्य च दृष्ट्या वृद्धेभ्यः ज्येष्ठेभ्यः मम प्रदेशे निम्नाः समस्याः वर्तते धनाभावेन सह गम्भीरः रोगः एकान्तता सुरक्षासमस्या शारिरिकविकलाङ्गता बालसमस्यानां कारणेन तनावः मृत्युभयं च राजस्थानवृद्धावस्था पेंशन् योजना मुख्यमन्त्रीवृद्धजनसम्मान पेंशन् योजना अपि कथ्यते वृद्धजनानां पेंशन् प्रदानार्थं राज्यसर्वकारेण प्रारब्धा कृता पेंशन् राशिः प्रतिमासं दीयते अस्य उद्देश्यं वरिष्ठनागरिकाणां जीवने मूलभूतानां आवश्यकतानां पूर्तये शक्नुवन् येन तेषां वृद्धावस्थायाः जीवनं व्यतितुं अन्यस्य कस्यचिद् व्यक्तितस्य उपरि निर्भरं न भवेत् तथा च ते जीवनस्य शेषं पूर्णगौरवेन सह जीवितुं शक्नुवन्ति